अहं यदा सम्भाषणं संस्कृतं प्रारम्भं कृतम् यदा सङ्गणकपाठनं प्रारम्भं कृतम् अन्ये योगाभ्यासं प्रारम्भं कृतम् एतन्मध्ये यदा किञ्चित् समस्या आगच्छति तत्र संस्कृतं मध्ये परिहारं लभ्यते यदा अहं पाठितवान् तत् समये बहूनि जनाः मानसिकवेदनाम् अनुभूत्य यत्र कुत्रापि गत्वा अटनं कृत्वा चिकित्सां नीत्वा अपि सम्यक् न भव् अभवन् तेन कृते

संस्कृतं पाठयितुं सूचितवान् विना अर्थं स्फुरति चेत् अपि केवलम् उच्चारणमात्रेण चन्दमामा पत्रिका भारतं रामायणं पठतु इति उक्तवान् अनन्तरम् एकमासान्तरेव ते उक्तवन्तः आचार्य अहम् इदानीम् परिपूर्णा शान्तिम् अनुभवामि अनुभवामि संस्कृतं पाठनानन्तरम् इदानीं सम्यक् निद्राम् अनुभवामि सुखम् अनुभवामि उक्तवन्तः एतद् विषये यदा संस्कृतम् संभाषणं करणं वा उच्चारणेन पठनं वा अस्माकं कृते बहु सम्यक् अनुभूति ददाति प्रशान्ततया जीवितुम् अनुभूतिः प्राप्तुं संस्कृतपठनम् श्रोतुम् श्रवणम् अपि बहु सम्यक् उपयोगं भवति